अत्र द्रविडदेशे जल्लिकट्टु नाम क्रीडा एका वर्तते तत्र जनाः तत्र स्पर्धिनः एकं वृषं शमयितुं यतन्ते एतेन तेषाम् अपि बलं वर्धिष्यते वृषाणाम् अपि एषः बहु रोचमानो वर्तते एषा क्रीडा बहु रोचमाना एतत् पोङ्गल् पर्वणि विशेषतः आचरयते पोङ्गल् नाम मकरसङ्क्रान्तिपर्वणि आ सर्वे आगच्छन्ति अत्र आद्रविडदेशात् सर्वे अत्र समागच्छन्ति एतं पश्यतुम् एतं द्रष्टुम् बहु विशिष्टा क्रीडा एषा